उपनयनोत्तरं नाम एकादश द्वादशवर्षोत्तरं योगाभ्यासः ध्यानं ध्यानस्य आरम्भं आरम्भं कर्तुं शक्नुमः इति मम मतम् कुतः नाम यदि द्वादशवयसि अनन्तरं यदि योगारम्भः क्रियते तदानीम् इन्द्रियाणां मजिल्स् तेषाम् अपि च सम्यक्तया दृढं वर्तते किञ्चित् रूपेण समीचीनतया वृक्षासनं सा ताडासनम् इत्यादि सूर्यनमस्काराः इत्यादि कर्तुं शक्नुमः बहु विशेषासनाः क्ला कर्तुं यत्नः नापेक्षितं यथा ज्येष्ठत्वम् अष्टादश पञ्चदश उत्तरं तदानीं क्लिष्ट आसनानि अभ्यासं कर्तुं शक्यते ततः पूर्वं समीचीनतया आसनस्थिति इत्यादि सर्वं ज्ञात्वा सूर्यनमस्काराः इत्यादि कर्तुं शक्यते तेन सम्यक्तया स्वास्थ्यरक्षणं भवति प्राणायामादिकेन सम्यक्तया आरोग्यं भवति खरोना इत्यादि व्याधितः बहिरागन्तुं शक्नुमः यदि अल्पवयसि योग योगस्य ध्यानस्य आरम्भं क्रियते तर्हि लाभः वर्तते किञ्चित् क्लेशः अपि वर्तते किमिति अल्पवयसि लघुवयसि यदि वयं स्वीकुर्मः अस्माकं अङ्गानि बहु बहु मृदुरूपेण वर्तन्ते ता तासां कृते क्लिष्टं स्यात् अतः किञ्चित् वयः यदागच्छति यदा दृढं स्यात् तदानीं कर् क्रियते चेत् सम्यक् आसनस्थितिः सूर्यनमस्कारः इत्यादिषु आसनस्थितिः लघुवयसि आरभ्य यदि क्रियते सम्यक्तया आसनस्थितिः आगच्छति तदानीं सम्यक्तया प्रदर्शयितुमपि शक्नुमः इति लाभाः ध्यानस्य यदि ध्यानं वयं लघुवयसि आरभ्य क्रियते तर्हि सम्यक्तया निग्रहणं निग्रहणं वर्तते इन्द्रियम् मनः निग्रहः भवति कथं नाम नित्यानुष्ठानेन गायत्रीजपेन यदि सम्यक्तया लघुवयसि आरभ्य कुर्मः तानि सम्यक्तया निग्रहणं भवति तेन सम्यक्तया बुद्धिमन्ताः भवन्ति इति मम अभिप्रायः